मम जीवने तत्र अत्यन्तकष्टकालः इत्युक्ते यदा अहं विद्यार्थी आसं पूर्वं तत्र इदं बहुदूरं गत्वा शालां गन्तव्यम् आसीत् नाम क्रोशपञ्चकं वा षट्कं वा गत्वा शालां गत्वा तत्र अभ्यासः करणीयः आसीत् तदपि तस्मिन् समये तत्र अतीव शैत्यं भवति तत्र वर्षाकालः भवति एतत् सर्वान् अपि तत्र जीवने अनुभूव्य शालाङ्गत्वा पुनः स्वकीयं ग्रामम् आगन्तव्यम् आसीत् तस्मिन् काले वाहनादिकं नासीत् केवलं पद्भ्यामेव गच्छामः स्मः तदस्माकं महाङ्क्लेशः अस्माकं भवति स्म परन्तु विद्याभ्यासविषये एतत् सर्वं विचिन्त्य वयं किङ्कुर्मः अवश्यम् अनुभवामः एव तथापि वयं पद्भ्यामेव गत्वा शालाङ्गत्वा सम्यक् अभ्यासङ्कृत्वा पुनः गृहम् आगतवन्तः तर्हि अस्माकं तदेव मार्गः आसीत् उपायन्तरः तु मार्गान्तरः सर्वदा नासीत् तत् अस्माभिः बहिः आगतम्